भारतीयइतिहासः अतीव प्राचीनः अस्ति अस्मिन् सम्पूर्णभारतखण्डस्य तन्नाम इदानींतन भारतस्य पाकिस्तानस्य बाङ्ग्लादेशस्य श्रीलङ्कादेशस्य नेपाळदेशस्य भूतानदेशस्य च इतिहासः अन्तर्भूतः प्राचीनभारतस्य जनानां आविष्काराः नवी नवीनताः च आधुनिकजीवनस्य उपरि बहु प्रभावयन् अस्ति यता शौचालयपद्धतिः जल निकासिप्रणाली गणितशास्त्रं क्रीडाः योगशास्त्रम् इत्यादीनि प्राचीनजनानां मौल्ययुक् मौल्यायुक्तं जीवनशैलीं चिन्तनापद्धतिः च दृष्ट्वा बहु गर्वम् अनुभवामि अपि च भारतदेशः इतिहासे कदापि अन्येषां देशानां उपरि आक्रमणं न कृतवान् अस्ति इति तु बहु गर्वस्य विषयः मुख्यानां नेतॄणां नामानि लालबहदूर् शास्त्री नेताजि सुभाष् चन्द्रबोसः बाल गङ्गाधर तिलकः विवेकानन्दः विनायक दामोदर सावर्करः इत्यादयः प्रभूतिनी